सज्जनै सह क्रीडनस्स विषये महत्वस्य विषये च ग्रामीणजना बहु चिन्तयन्ति किं चिन्तयन्ति ग्रामीणजना चिन्तयन्ति ये महिलानां जने विशेषतः महिलानां विषये चिन्तयन्ति वदति ग्रामीणजना चिन्तयन्ति महिलानां यदि महिलानां जना यदि विभिन्न क्रीडाः सन्ति तत्र क्रिकेट् स क्रिकेट् अस्ति एवं फुट्बाल् अस्ति बास्केट् बाल् अस्ति बहु क्रीडा सन्ति तत्र किन्तु ग्रामीणना शहर् जना न चिन्तयन्ति ग्रामीणजना विशेषत ग्रामीणजना चिन्तयन्ति किं तत्र महिला जनानां यदि एतत् क्रीडा अंशग्रहणं करोति तर्हि सम्यक् न भवति किमर्थं सम्यक् न भवति सा न जानाति परन्तु सम्यक् न भवति मम उक्त्वा परन्तु सम्यक् किमर्थं न भवति इति एवं वदामि चेत् स उक्तवान् ग्रामीणजना उक्तवन्त किं महिलजनानां क्रन्दन्ं कार्यं करोति विवाहात्परं तत्र गत्वा कार्यं करोति क्रीडासु किम् अवश्यकं तत्र न भवति कदापि तर्हि वयं गत्वा ग्रामीणजनानाः सम्मुखे वक्तुं शक्नोमि किं शक्नुम किं यदि महिला जनाः अपि पुरुषजना समानमेव भवति महिलजना पुरुषजना एतत् कार्यं यदि करोति तर्हि भारतस्य तथा विश्वस्य अग्रगतिः अपि भवति इति चिन्तयित्वा वयं यदि महिलानां जना सम्मुखे उच्च प्रदनं करोमि चेत् तत्तु भारतस्यापि बहु लाभाय भवति इति अहं चिन्तयामि